चारणस्थानेषु तावत् पूर्वस्मात् अपि पूर्वस्मात् इदानीम् अधिकमेव त्याज्यं लक्षितम् यतोहि प्राक्तु चारणस्थानम् इति यद्भवति बहुत्र ते तस्य बहु प्रचारः न भवति केचन केवलं जानन्ति इति कृत्वा ते केवलम् आगत्य गच्छन्तः भवन्ति किन्तु तेषां गमनागमनात् ते अन्येभ्यः वदन्ति अतः अन्येऽपि बहवः ज्ञातवन्तः अपि च ये बाह्याः आगच्छन्ति ते ततः आगमनकाले खादनार्थम् एवं पानार्थं बाटल् इत्यादिकं पूवो खादनार्थम् इत्यादि बहूनि आनयन्ति ते खादित्वा यद् अवशिष्टं भवति तत् तत्रैव क्षिप्त्वा गच्छन्ति इति कृत्वा तत्र त्याज्यम् अधिकं भवति तद् मया बहुत्र चारणस्थलेषु लक्षितम् तद् ज त्याज्यं न्यूनीकरोषि कथं न्यूनीकर्तव्यम् इति चेत् तत्र बहुविध उपायाः कर्तुं शक्यन्ते शक्यन्ते यत्र अस्म प्रवेशः क्रियते जनैः तत्र एव तत्र जनाः यदा गच्छन्ति किं किं ते यद्यत् त्याज्यं नयन्ति तत्सर्वं प्रत्येकम् आनयितव्यम् इति उक्त्वा प्रेषणीयम् अपि च तेषां सकाशात् धनमपि स्वीकर्तव्यं ते यदा तत्सर्वं प्रत्यानयन्ति तत्का तद् तदुत्तरमेव तेषां धनं प्रत्यर्पणीयम् एतादृशं सर्वं कर्तुं शक्यते तेन किम् अस्माकं चारणस्थलमपि सुन्दरं भवति त्याज्यमपि न्यूनं भवति इति वक्तुं शक्यते